मया अन्तर्जालमाध्यमेन नूतनतया एकं टीशर्ट् स्वीकृतम् तस्य मौल्यं तु यथार्थतया अधिकम् एव असीत् परं अन्तर्जालमाध्यमे तु द्रष्टुं बहुसम्यक् आसीत् वर्णः अपि तस्मात् अधिकं धनं चेत् अपि मया स्वीकृतम् आसीत् परं यदा मया तत् टिशर्ट् प्राप्तं तदा तु तस्य वस्त्रस्य स्थितिः तु सम्यक् एव न आसीत् तथा च यदा एकवारं प्रक्षालितं तदा तु तस्य वर्णः सम्पूर्णतया नष्टः